रामायणमहाभारतेषु असुराणां पात्रचित्रणविषये मम अभिप्रायः रावणः एकः असुरः परन्तु सः महान् शिवभक्तः अस्ति सः उत्तमजनः परन्तु सः सीतायाः व्यामोहेन व्यां पतित्वा किञ्चित् किञ्चित् न बहु एव दुष्टकार्यं कृतवा कृतवान् अनन्तरं तस्य अनुजः विद् विभीषणः सः तस्यापि भ्रातृप्रेमः प्रेमः अस्ति परन्तु सः माहान् स्वामिभक्तः अपि दुष्टकार्यं रावणेन सह सहायं न कृतवान् अनन्तरं महाभारतविषये स्वीकृतवन्तौ चेत् तत्र हिडिम्बा सा हिडिम्बा अपि दुष्टराक्षसी परन्तु भीमस्य भीमेन सह तस्याः प्रेमनिवेदनं कृत्वा सा किञ्चित् तत्र तस्याः क्रूरव्यक्तित्वं किं क्रूरव्यक्तिं विभिन्नं कृतवति